बहूनि नृत्यानि सन्ति भरतनाट्यं सन्ति तत्र केरले भवन्ति कतगळि भवन्ति अन्ये अपि बहवः नर्तननृत्यं विषयाः सन्ति नृत्यानि सन्ति अस्माकं महाविद्यालये अपि छात्राः विभिन्ननृत्यानि अपि कुर्वन्तः सन्ति एव